अहं ग्रामे तिष्ठामि अहं स्नानार्थं नद्याम् अथवा तडागे गच्छामि तरणं तु अहं तडागे एव करोमि यतः तडागस्य जलं सर्वदा शान्तं तिष्ठति नद्यः जलं प्रवहति अतः तत्र तरणे क्लेशः उत्पद्यते नद्यां मत्स्याः सर्पाः अपि भवन्ति अतः मम इष्टतमं तरणस्थानं तडागः एव तडागे अहं तरणं सम्यक् कर्तुं शक्नोमि मम प्रदेशे सम्यक् तरणस्थानम् नास्ति मम मण्डलः मम मण्डलं यदस्ति तत्र एकं तरणस्थानम् अस्ति यत्र जनाः रूप्यकाणि प्रदाय तरणं शिक्षितुं गच्छन्ति तत्र अन्य अन्याऽपि व्यवस्थाः सन्ति यथा जले कश्चन जनाः न्यूने जले तरणं कर्तुम् इच्छन्ति चेत् तत्र जलं न्यूनं कर्तुं शक्यते कश्चन जनाः अधिकं जले तरणं कर्तुमिच्छन्ति चेत् तत्र सर्वं किमपि कर्तुं शक्यते तत्र तरणार्थम् स्सि तरणशिक्षणार्थं जनाः अपि भवन्ति अतः तत् तरणस्थानं ये तरणं शिक्षितुम् इच्छन्ति सर्वेषां कृते उपयुक्तं वर्तते तत्र जलस्य मात्रा जलस्य प्रकृतिः अपि उत्तमा भवति तत् तरणस्थानं ये न जानन्ति तरणं ये अधिकं ज्ञातुं वा इच्छन्ति सर्वेषां कृते उत्तमं भवति